अहम् आदौ सीवनविषये वदामि अनन्तरं नेट्टिङ्ग् विषये वक्तुं इच्छामि सीवनार्थम् आदौ सूत्रम् अपेक्षते सूचिका अपि अपेक्षते चोपीस् अपेक्षते मापिका अपि अपेक्षते सर्व् सीवनार्थं यद्यदपेक्षते तत् सर्वम् अपेक्षते एव तत् कर्तुं मिशन् अपि यदि वयं प्रथमतः यदि पठामः तर्हि हस्तेन वयं पठनीयं भवति अनन्तरं मिशन् स्वीकर्तव्यं तेन वयं तद् तत्रापि कथं कर्तव्यम् इति ज्ञातव्यं भवति नेट्टिङ्ग् विषये अहं वक्तुं इच्छामि नेट्टिङ्ग् नाम तत् द्वयम् दण्डद्वयमिव भवति तेन व अस्माभिः नेट्टिङ्ग् कर्तव्यम् भवति तद् उलन् मध्ये क्रियते तत् कार्पासः इति कार्पासः लभ्यते खलु तेन सूत्रम् क्रियते तेन वयं नेट्टिङ्ग् कर्तुं शक्नुमः एवं समीचीनतया कर्तुमपि सम्यग्विद्यमानं मिशन् अपि अपेक्षते समीचीनविद्यमानं नेट्टिङ्ग् सूत्रम् अपि अपेक्षते दं तस्य उपयोगवस्तूनि अपि अपेक्षन्ते एवम् समीचीनतया सीवनार्थमपि सम्यक् वस्त्रमपि अपेक्षते कथञ्चित् भवति चेत् कर्तुम् न शक्यते सूत्रमपि इदानीं नीलवर्णस्य वस् वस्त्रम् वर्तते चेत् नीलवर्णस्य एव सूत्रं अपेक्षते अन्यदपि स्थापयितुं शक्यते परन्तु तत् समीचीनतया न दृष्यते एवं तस्य विषये अहं ज्ञातुम् इच्छामि एवमपि वस्तूनि स्वीकरोमि अपि